कुटुम्बे एव महिलानाम् उत्तरदायित्वम् अतीव अधिकं वर्तते यतः गृहे पाककरणम् अथवा शिशुसंरक्षणं तेषां मुख्यं पात्रं भवति अतः तैः साकं ते अन्यकर्मसु उद्योगादिषु प्रवृत्तिं कुर्वन्ति अतः तेषां उत्तरदायित्वं पुरुषात् अधिकं पुरुषेभ्यः अधिकं भवति इति हेतोः तषां पात्रम् अतीव मुख्यं भवति भारतीयसमाजे इदानीं महिलानां पात्रं बहु परिवर्तितम् इति ज्ञायते यतः तेपि उन्नतशिक्षणादिषु विशेषतः यत्नं कुर्वन्ति कार्य क्षेत्रेपि महिलानां समान अवकाशः इदानीं दृष्यते तेषां समर्थरूपेण निर्वहणमपि महिलाः कुर्वन्त्यः सन्ति इति ज्ञायते